अस्माकं गृहे यदा पाकशालायाम् एल् पी जी सिलिण्डर् उपयोगसमये अस्माकं सुरक्षार्थं तत्र एकः सम्यक् स्थानं दृष्ट्वा तत्र यत् सिलिण्डर् स्थापनीयं तदनन्तरं तत्र विद्यमान विद्युद्वा अनन्तरं इत्यादि विषयाः तत्र अग्निपेटिका इत्याधिकं भवति चेत् तत् सर्वम् अस्माभिः संरक्षणीयं नाम तत्र पार्श्वे न किञ्चित् दूरे वा तस्य अभायः नास्ति इति मत्वा अस्माभिः करणीयं तदा तत्र गृहे तस्य वास्तुव्यवस्था इत्याधिकं कृत्वा एव एतत् सर्वं क्रियते तदनन्तरम् तत्र एकं स्थानं सम्यक् निर्मीय तत्र सिलिण्डर् संस्थापं संस्थापयितुम् एकं स्थानं वा किमपि कृत्वा तत्र स्थापनीयं